अहं फ़्लिप्कार्ट् तः एकं मेट्रेस् स्वीकृतवान् आसम् क्रीतवान् आसम् तत्र बहु न्यूनम् आसीत् इत्युक्ते पञ्चशतरूप्यकाणि एव आसन् तत्र बहु अस्माकम् अहं तत्र बहुसु सुलभेन शेतुं शक्य शक्नोमि एवं तत्र बहु उष् अस्माकं देहस्य उष्णं यत् वर्तते तस्य रक्षणं करोति एवं शैत्यकाले बहु उष्णस्य उत्पत्तिं करोति इति कारणात् बहु सुलभं सुखतरं च वर्तते एवम् अस्माकम् शरीरे ये वेदनाः वर्तन्ते तेषां कृते बहुसम्यक् अस्ति एवं बहु मृदु च वर्तते इति कारणात् अहम् अस्य मेट्रेस् कृते बहु उपयो उपयुक्तः अस्मि इति वदामि